अहं द्वयमपि भौतिकपुस्तकम् अपि च ई पुस्तकं पठितुम् इच्छामि यतोहि द्वयोः वैशिष्ट्यानि भिन्नानि सन्ति यानि पुस्तकानि मुद्रणे सन्ति तानि तु भौतिकानि एव क्रेतुं वा पठितुम् इच्छामि भौतिकानि पुस्तकानि क्रेतव्यानि एव इति न ग्रन्थालयादपि स्वीकर्तुं शक्यन्ते एतानि पुस्तकानि यदा स्वस्य हस्ते विद्यन्ते तदा पठितुमपि उत्साहः भवति किन्तु यत् पुस्तकं मुद्रणे न सन्ति तत् तु ई रूपेण एव पठितुं शक्नुमः एतानि पुस्तकानि वयमस्माकं दूरवाण्याम् अथवा सङ्गणके रक्षितुं शक्नुमः यदा कदापि यत्र कुत्रापि यन्त्रमुद्घाट्य पठितुम् अर्हामः किन्तु यन्त्रे चार्ज् नास्ति चेत् पठनं कष्टाय विद्युत् यत्र न विद्यते तत्र ई पुस्तकस्य पठनम् असाध्यं प्रवाससमये भारयुक्तस्य भौतिकपुस्तकस्य नयनं क्लेषाय चेदपि तस्य पठनार्थं विद्युतका विद्युतः आवश्यकता नास्ति किन्तु ई पुस्तकं यन्त्रे विद्यते भाररहितं चेदपि विद्युत् नास्ति चेत् पठनम् अशक्यं ई पुस्तकम् अस्माकम् अकौण्ट् मध्ये रक्षितं भवति इत्यतः यन्तर्ं क्राष् भवति चेत् पुस्तकमपि गतमिव श्राव्यपुस्तकमपि कदाचित् श्रुतं उत्तमः अनुभवः आसीत् तत्र बहूनां शब्दानाम् उच्चारणं कथम् इत्यपि ज्ञातं किन्तु ई पुस्तकस्य श्राव्यपुस्तकस्य चापेक्षया भौतिकपुस्तकमेव अधिकं प्रियम्